आम् अहं बहु मोदे मोदे मोदे मोदे किमर्थम् इति कदाचित् मम मनः बहु प्रसन्नं भवति बहु प्रसन्नं किमपि तथा मया सम्यक् उत्तमानि कार्याणि कृतानि तस्मिन् समये वा कदाचित् चलच्चित्रमपि उत्तमं पश्यामि चेत् तद् अपि तदापि मम मनः बहु मोदते अतः यदि मम जीवनस्य उत्तमानि फलानि यदि स्मरणे दृष्टिपथे वा स्मरणे आगच्छति चेत् तदापि निश्चयेन अहं मोदे तत्र प्रसन्नो भवामि अतः मम जीवने बहु किमपि तथा अस्ति एव नाम बहु प्रसन्नो भवामि किन्तु कारणं स्यात् एवं न यतो हि विना कारणेनैव अहं तथा करोमि कथ्यते विना कारणं तु मन्दोपि न परोवर्तते अतः कारणं विना अहम् अपि न किमपि प्रसन्नं भवामि प्रसन्नं तथा भवामि यदी कारणं भवति यतो हि कदाचित् तादृशानि विफलानि तादृशानि विफलानि आगच्छन्ति यस्मिन् समये एतद् स्मरणे स्मरणं कृत्वा साक्षादेव आनन्दम् अनुभवामि अतः तदापि प्रसन्नः भवामि मन्यते यदि विविधानि यद् मम जीवने नूतनाः नूतनाः घटनाः भवन्ति यतो हि तत्र आनन्ददायकः तस्मिन् समये अपि बहु प्रसन्नः भवामि अहम् अत्र मोदे सर्वदा सर्वदा मोदे मोदे किन्तु कारणं विनाकारणं तु नास्ति किमपि भवन्तः अपि मोदन्ते इति मन्यामहे किन्तु यदि अहं स्वविचारं प्रस्तौमि चेत् हास्यं परिहासः तु तत् करणीयः भवति एव धन्यवादः